मम समीपे तावत् वेदगणितस्य विषये एकं पुस्तकमस्ति तद् कुत्रापि इदानीं प्रायः न उपलभ्यते तत्र वेदगणिते षोडशसूत्राणि त्रयोदश उपसूत्राणि वर्तन्ते अतः तद्विषये मया बहु अध्ययनं कृतमासीत् इति कारणतः तस्य पुस्तकस्य अपेक्षा आसीत् किन्तु कुत्रापि न प्राप्यमाणमासीत् किन्तु मम मित्रम् आनीय मम कृते तत् पुस्तकं दत्तवान् वेदगणितं वेदगणितम् इति पुस्तकम् अतः अहं सन्तुष्टः अतः अहं तद् अन्येभ्यः अपि दातुमिच्छामि इति कारणतः तस्य जेराक्स् अहम् अवश्यं कारयिष्यामि कारयित्वा सर्वेभ्यः जनेभ्यः अहं दापयामि मम मित्रम् सः जानाति स्म अयं वेदगणितं पठतीति कारणतः तस्य कृते अपेक्षा भवेत् इति चिन्तितवान् किन्तु तस्य पुरातनं पुस्तकं तद् सः उक्तवान् सम्यक् पालयतु सम्यक् रक्षतु पुनः मम कृते एव पुनः प्रत्यर्पयतु इति प्रार्थनामपि कृतवान् अहमुक्तवान् धन्यवादाः अत्यन्तं धन्यवादाः अहं पुनः भवते एव प्रत्यर्पयामि अस्य जेराक्स् कारयित्वा अहं रक्षामि इति उक्तवान् एवं वेदगणितं सम्बद्धं पुस्तकम् बहुत्र न प्रा न प्राप्यते एव अतः सः दत्तवान् इत्यतः अहं सम्यक् तस्य अध्ययनं कृतवान् अस्मि